आम् अहं कूपात् जलं बहिः आकर्षयामि तत्र मया सूत्रस्य उपयोगः रज्जु उपयोगः क्रियते अपि च विद्युदुपकरणस्य पम्प् इत्यस्यापि उपयोगः क्रियते यदि रज्वा तस्य जलस्य आनयनं क्रियते तर्हि आकर्षय तत्र आकर्षणं कर्तव्यं सम्यगाकर्षणे सत्येव जलस्य उपलब्धिर्भवति द दैहिकश्रममपि तत्र भवति यदि पम्प् द्वारा क्रियते चेत् सुललितया जलं बहिर्निर् निर्गच्छति अतः अस्माभिः साक्षात् आकर्षणमपि विद्युदुपकरणस्य उपयोगो वर्तते सुकरेण शीघ्रतया भवति तथापि यदि अस्माभिः प्राचीनकालादारभ्य जलस्य आकर्षणं कूपाद्यदि कृतं वर्तते तेन च अस्मदारोग्यवृद्धिर्भवति अतः तेनैव करणं सुकरम्